यात्रापत्रप्राप्तौ वसतिगृहरक्षणे यात्रासमयज्ञाने रेल् मञ्चसङ्ख्यापरिज्ञाने रेल् निस्थानं वा बश निर्वासस्थानानि इत्यादीनां ज्ञाने परिवहनस्य सुगमतायां च तन्त्रज्ञानस्य आवश्यकता अधिकरूपेण विद्यते तत्र प्लेस्टोर् मध्ये वेयर् इज् मै ट्रेन् ऐ आर् सी टी सी रेल् कनेक्ट् रेड् बस् ओला इति एप् सन्ति अन्तर्जालमाध्यमेन एतेषा व्यवहारेण यात्रासम्पर्कितविषये सहायता लभ्यते किञ्च नवीनशहरे आगतानाञ्छात्राणाङ्कृते कुत्रापि गमनाय गुगुल् मेप् इति युक्तं वर्तते एतद्माध्यमेन जनाः भ्रमितः न भवन्ति पुनः यात्रायां मनोरञ्जनाय किमपि नास्ति इति कृत्वा सम्प्रति युट्युव् इन्स्टाग्राम् इति बहूनि संशोधनानि सन्ति यानि दृष्ट्वा जनाः समयं यापयन्ति